नमस्ते मम कृते किञ्चित् तत्र आलूकमपेक्षितं एकं के जि वर्तते वा कति रूप्यकं भवति द्वाविंशतिः मूलिका अपि वर्तते वा अर्ध के जि अपेक्षितं कति रूप्यकं भवति ओ इदमधिकं जातं त्रिंशत् न्यूनं कर्तुं शक्यते वा न शक्यते पालक् वर्तते वा अर्ध के जि किन्तु इदं पालक् भवद्भिः स्थापितं तत् किञ्चित् पूतिः इति वर्तते किञ्चित् समीचिनं नास्ति फ़्रेष् वर्तते वा अद्य एव आगतं वा कति रूप्यकं वर्तते अर्ध के जि प्रति दशरूप्यकं वा मरीचिकमपि वर्तते इति मन्ये कटुः वर्तते वा खारं वर्तते वा हा इदं गुण्टूरुमेणसिनकायि मरीचिका अर्धं अर्ध के जि अपेक्षितं कति रूप्यकं भवति शतं किञ्चित् पलाण्डु अपि अपेक्षितं एकं एक के जि पलाण्डुः स्थापयन्तु कति रूप्यकं भवति पलाण्डुः कृते मम कृते गृहस्य कृते बृहत् प्रमाणम् अपेक्षितं भवति कार्यक्रमः वर्तते अतः इदं पलाण्डुः इत्यादिकं सर्वमपि पञ्च पञ्च के जि पुनश्च पालक् किञ्चित् किञ्चित् अधिकमपेक्षितं एकं के जि अलं पालक् एकं के जि अलं भवति पुनश्च मरीचिका अपि पञ्च के जि अपेक्षितं भवति स्थापयित्वा भवन्तः डेलिवरि कर्तुं शक्नुवन्ति वा व्यवस्थादिकं वर्तते वा वाहनं वर्तते तत् किन्तु अहं डिस्कौण्ट् किमपि न पृष्टवान् डिस्कौण्ट् मम कृते किञ्चिदपेक्षितं रियायितिः अपेक्षितः खलु किञ्चित् किञ्चिद्वा कुर्वन्तु किञ्चिद्वा कुर्वन्तु पञ्च पञ्चप्रतिशतं वा किञ्चित् पञ्चप्रतिशतं ओ वृष्टिकालः अहं तु गात्रं मया अधिकं मया क्रीतं अधिकं मया क्रीतं इत्यतः किञ्चिद्वा पञ्च प्रतिशतं वा कुर्वन्तु ओ तथा वा कति जातमिदं सर्वं शक्नुवन्ति वा हा चिन्ता नास्ति चिन्ता नास्ति इदं सम्पूर्णं मेलयित्वा कति रूप्यकं जातं द्विसहस्रं वा द्विसहस्रं पुनश्च इदं नेतुं सर्वं गृहं प्रति नेतुं भवन्तः सर्वं व्यवस्थादिकं कुर्वन्ति वा तस्य कृते पुनः चार्जस् इत्यादिकं भवति वा धनं इत्यादिकं फ़्री व्यवस्थादिकम् आमाम् अहं द्विसहस्रं दत्वा सर्वं शाखां स्वीकृत्य गच्छामि अहं गृहं गच्छामि भवन्तः प्रेषितुं शक्नुवन्ति वा आम् आम् आम् धन्यवादः धन्यवादः प्रेषयन्तु अड्रेस् अहं लिखित्वा ददामि मण्णगुड्ड नियर् गुर्जिसेण्टर् अपार्टमेण्ट् मान्गलूर् लिखन्तु धन्यवादः आमाम् धन्यवादः धन्यवादः